हरि ओम् वदतु हलो वदतु श्रूयते वदतु ओ के कस्मिन् तत् पूर्वं किञ्चित् इन्फ़र्मेशन् आवश्यकं भवति भवतः गृहं कस्मिन् एरिया मध्ये अस्ति ओ के सिङ्गिल् बेड्रूम् डबल् बेड्रूं वा इण्डिविजुल् हौस् अथवा अपार्ट्मेण्ट् वा कथं भवति इण्डूव् इण्डिविजुल् हौस् वा अथवा अपार्ट्मेण्ट् मध्ये फ़्लाट् वा इण्डुविजुल् हौस् तर्हि टु बि हेच् के वान् बेड्रूम् वन् गेस्ट् रूम् किचन् हाल् टु बि हेच् के अस्तु भवतः बज्जेट् किम् इति ज्ञातुं शक्यते वा ओ के वदतु ओ के फ़ैव् लेक्स् मध्ये अस्तु समीचीनं तर्हि कथं कथं रुचिः अस्ति भवतः लेण्ड्स्केप् अथवा वाल् पेपर्स् किमपि दातव्यं वा एवं किचन् कृते माड्युलर् किचन् आवश्यकं वा अथवा नार्मल् ट्राडि्शनल् किचन् भवतां माड्युलर् किचन् अस्तु तर्हि माड्युलर् किचन् मध्ये इत्युक्ते हाबितनस्ति गेस्टव् इति अस्ति गेस्टव् नाम य यदा तत्र ग्रानैट् भवति तस्य उपरि स्टव् रक्तुं शक्यते स्टव् स्थापितुं शक्यते तत् आवश्यकं वा अथवा एमेरिकन् कन्ट्रीस् मध्ये यदा स्टव् भवति फ़्लोर् मध्ये एव तत्र फ्लोर् मध्ये एव तत्र स्टव् भवति किल ग्रनैट् स्टोन् मध्ये एव तथा आवश्यकं वा सिम्पल् सिम्पल् एव नार्मल् अस्तु एवम् ओपेन् किचन् आवश्यकं वा क्लोज़्ज् किचन् क्लोज़्ड् किचन् ओ के क्लोज़्ड् किचन् भवतः इण्टीरियर् डिज़ैनिङ्ग् कृते वक्तुं उक्तवान् किल तर्हि नाम पेण्टिङ्ग् तत् सर्वं समाप्तं वा तदपि करणीयं वा तर्हि आल्रेडी चयनं कृतवान् वा चयनं कृतवान् किं किम् आवश्यकमिति न एकं सजेशन् अहं दातुमिच्छामि कदा भावान् तत्तु अहं प्रेषयामि एव किन्तु यदि गृहे पेय्न्ट् इत्यादिकं न समाप्तं चेत् वयम् इण्टीरियर् डिसैनिङ्ग् न कर्तुं शक्नुमः किमर्थमित्युक्ते डिसैनिङ्ग् सर्वं समापनानन्तरं यदा पेय्न्ट् वाला आगच्छति तदानीं तत् पेय्न्ट् सर्वं डिसैनिङ्ग् मध्ये पतति तत् सर्वं नष्टं भवति ओ के ओ के ओ के तर्हि इतोपि पोट्रैज़् पिच्चर्स् फ़ोटो फ़्रेंस् इत्यादिकमावश्यकं वा हाल् मध्ये नाम तदनुगुणम् एव वयं डिज़ैन् कर्तुं शक्नुमः अस्तु तर्हि चिन्ता नास्ति इदानीं यदि इयं अयमेव भवतः फ़ोन् नम्बरस्ति चेत् वाट्सप् नम्बर् अहं ब्रोशर् प्रविषयामि ब्रोशर् प्रेषयामि तदेकवारं पश्यतु किं रुचिः अस्ति किम् इष्टः जातः इति वक्तुं शक्यते तदनन्तरं वयं कस्टमैज़् अपि कर्तुं शक्नुमः भवतः कृते यदा आवश्यकं तदा कर्तुं शक्नुमः ओ के ओ के अस्तु अस्तु तर्हि ओ के धन्यवादाः